हरिः ओं हा नमो नमः आमां आं

आमामामां आं

हामामाम् अस्तु एतद् हा एतद् सर्वमपि मया पूर्वमेव विधानसभायाः एवं लोकसभायाः गत्वा मया तत्र एतद् विषये पर्यावरणविषये सर्वेषां नेतारः ये सन्ति ते एकस्वरेण तत्र पर्यावरणविषये चिन्तितमेव वर्तते तत्तु सर्वप्रथमं जनसङ्ख्यायाः यद्विस्फोटः जायते तदा एतत् सर्वमपि समस्या आगच्छति एव अतः एतस्समस्यायाः निवारणं कथं करणीयं तत्तु वृक्षाणाम् अधिकस्य अधिकं रोपणं भवेत् यदि वृक्षादिकं भवति हा यदि वक्षादिकं भवति तर्हि सम्यक्तया वातावरणं शुद्धं भवति समयानुसारेण तर्हि वर्षादिकं वर्षादिकं सम्यक्तया भवति तर्हि वाटर् लेवल् इति जलम् शीघ्रमेव उपरि आगच्छति अतः जलस्य समस्या अपि निवारणं भवितुं शक्यते अतः जलस्य विषये तु जलसमस्या तु अस्ति एव परन्तु जनानां जागरूकं भवेत् जागरूकं करणीयम् एव जलस्य आवश्यकता अस्माकं सर्वेषां कृते वर्तते एव अतः जलस्य किमपि जलस्य किमपि तत्र न भवेत् नष्टं न भवेत् जलं अत् अत्यधिकम् अत्यधिकं नष्टं न भवेत् यदि जलं नष्टं भवति चेत् तर्हि अस्माकं जीवनम् अपि कष्टं भवति अतः एतेषां करि कृते मया एकं जागरूकता अभियानम् इति तत् प्रा प्राक् तत् चालितमेव तत्सर्वे एतत् जलस्य एव जीवनं मया एतदेकं लोगो प्रदत्तमेव अस्ति हा तत्र लोगो सर्वे एड् मध्ये तत्र पश्यति एव सर्वे ध्यानेन शृण्वन्ति अतः एतत् अपि प्रभावः जायते एव परन्तु वृक्षादिकं रोपणम् इत्यादिविषये मया तत्र निश्शुल्करूपेण मया वृक्षः अपि प्रदत्तः सर्वे गत्वा स्वस्वगृहे यद् स्थानम् अस्ति तत्र तु वृक्षारोपणम् अर भवतु

हा हा तत् सर्वेषां प्राणिनां सर्वेषां मनुष्याणामेव एतद् विषये चिन्तनीयमेव जागरूकता सर्वप्रथमं करणं कर्तव्यमेव अतः एतद् हा हा क्षेत्रसमस्यास्ति तत्तु समस्या एव समाधानं भविष्यति एव अत्र विषये चिन्ता मास्तु भवतः क्षेत्रे यदस्ति ये जनाः सन्ति तेषां कृते जागरूकता अभियानम् इति कारयतु एवम् अस्माकं कृते यदि किमपि भवति चेत् तर्हि अहं सम्यक्तया भवतां तत्र अहं तत्र सहायतां करोमि हा हा तत्तु हा पीडारोगादिकं भवति एव तत्र तु पर्यावरणसमस्या अस्ति एव परन्तु न्यूनादिकं भवति यदि पर्यावरणं सम्यक् भवति वृक्षादिरोपणं कारयतु अस्माकं कृ अस्माकम् आवासमध्ये यत् कार्यालयं आगच्छतु अहं वृक्षादिकं दास्यामि भवान् तत् स्वीकृत्य गत्वा सर्वेषां जनानां कृते क्षेत्रे एव हा नमो नमः